हरिः ओम् नमस्ते कथमस्ति आं दृष्टम् अधिकसन्तोषं प्राप्नोमि सा सम्यक् कृतवती अभिनयं सर्वमपि सम्यक् आसीत् भवत्याः पाठनेन एव एतद् सर्वं साध्यम् अभवत् आम् आं वा महान् सन्तोषः एतत् सर्वं श्रुत्वा अधिक आनन्दं प्राप्नोमि एतत् सर्वमपि भवत्याः यत्नेन प्रयत्नेन एव साध्यम् अभवत्

अस्तु हा अस्तु मातः हा अस्तु हा अ अस्तु निश्चयेन प्रेषयामि प्रेषयिष्यामि एतद् कदा भवति द्विवारम् इत्युक्ते कदा भवति हा अस्तु तद् त तद् अव अवगच्छामि अस्तु तद् अवगतमेव इदानीम् अभ्यास अभ्यासविषये कदा भवती किं वा वासरः भवति

अस्तु अस्तु अस्तु अस्तु प्रेषयामि निश्चयेन प्रेषयिष्यामि भवती पूर्वमेव सूचयतु अहं तद्रीत्या सर्वं तस्याः समयं सर्वं निर्णयं कृत्वा वदामि आं धन्यवादः नमस्ते